मया तु अधुना अन्तर्जालमुपयुज्य एव धनप्रेषणं करोमि मम पक्षतः ते तु विश्वसनीयाः सुरक्षिताः च मार्गाः सन्ति एवमेव तत्र उपयोगिकः किमिति चेत् तस्य ईसी रूपेण उपयोगः एव तत् यथा यदि मम मम हस्ते चेञ्ज् करणीयं च चेञ्ज् नास्ति चेत् तत्र एवं गूगल् पे फ़ोन् पे इत्यादीनि बहु उपकारं कुर्वन्ति अनन्तरं केश् इत्येवं रूपेण केश् हस्ते स्वीकृत्य दूरं यावत् गमनं किञ्चित् क्लेशकरम् इत्यतः मम पक्षे अन्तर्जालमुपयुज्य फ़ोन् पे गूगुल् पे इत्यादिरूपेण उपयुज्य धनप्रेषणम् सम्यक् उपकृतः एव